मम प्रदेशस्य आरोग्यसेवायाः वर्धनार्थम् अहं सर्वकारीयम् एकं वैद्यालयं सूचयामि सर्वकारीयवैद्यालये उत्तमाः वैद्याः भवेयुः एवं तत्साहाय्यार्थं सहायकाश्च उत्तमाः भवेयुः विशेषतः तत्र ये वृद्धाः रोगिणो भूत्वा आयान्ति तेषां पुरतः गौरवभावनया तैः व्यवहारः कर्तव्यः एवं देशीयपद्धतौ चिकित्साक्रमः अनुसर्तव्यः